एकं पुस्तकम् आसीत् यद् पठनात् परम् अहं मम मनः परिवर्तितः तत् पुस्तकं भवति अलङ्कारः पुस्तकं साहित्यदर्पणम् इति पूर्वम् अहं मया चिन्तितम् आसीत् यद् एतत् पुस्तकं मम कृते नास्ति इति कारणम् अहं न जानामि आसं यद् अस्मिन् पुस्तके बहवः विषयाः सन्ति ये ये विषयाः मया ज्ञातव्याः किन्तु तन्नजानामि आसं यदा अहं तत् पठितवान् तदनन्तरं ज्ञानम् अभवत् यत् न अवश्यमेव पठनं पठनीयम् आसीत् एतत् पुस्तकं मया मम सौभाग्यमस्ति यद् अहं पठनस्मि इति तत् पुस्तकमासीत् साहित्यदर्पणम् इति पुस्तकम् विश्वनाथेन रचितम् साहित्यं साहित्यदर्पणम् इति पुस्तकम् तत्र नैकाः विषयाः प्रतिपादिताः आसन् यथा काव्यं कथं भवति काव्यस्य स्वरूपं किम् अलङ्काराः अलङ्काराणां विषये एवं च नाटकं कथं भव् भवति नाट्यं कति विधानि नाटकानि भवन्ति कति विधानि कति विधानि कति विधानि काव्यानि भवन्ति एवं रूपेण तत्र काव्यरचनाय एवं च अन्येऽपि साहित्य सम्बन्धाः विषयाः प्रतिपादिताः आसन् तान् विषयान् ज्ञात्वा अहं कृतकृत्यः आसं तस्मिन् समये बहु आनन्दम् अनुभूतवान्